सप्तचत्वारिंशदधिक न नवदश सत् शततमवर्षस्य अगस्तमासस्य पञ्चदशदिनाङ्कः त्र्यधिकद्विसहस्रतमवर्षस्य मार्चमासस्य विंशति दिनाङ्कः एकविंशत्यधिकद्विसहस्रतमवर्षस्य जून् मासस्य विंशतिदिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य जनवरीमासस्य दशमदिनाङ्कः त्रयोविं त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य अगस्तमासस्य पञ्चविंशति दिनाङ्कः